मम निट्टिङ्ग् विषये किञ्चित् ज्ञानम् अस्ति कथम् इत्युक्ते अहं यदा बाल्यकाले मम गृहे अहं यदा आसं तस्मिन् सन्दर्भे मम गृहजनाः एतत् कार्यं कुर्वन्ति स्म अतः तत्र दृष्ट्वा दृष्ट्वा तैः सह उपविश्य अहमपि कर्तुम् आरब्धवान् तथैव किञ्चित् तत्र शिक्षणं प्राप्तवान् तथैव तत्र कार्यं कुर्वन् सीवनयन्त्रं आनीतवन्तः आसन् सीवनयन्त्रे अपि अहं किञ्चित् कार्यं कृतवान् बाल्यकाले तत्र वस्त्राणां श् सीवनार्थं कश्चन क्रमः भवति कथं स्थापनं कथं रज्जोः बन्धनं कथं कर्तर्या वस्त्रकर्तनम् इत्यादिकं विषये अस्माकं ज्ञानं भवति तादृशं ज्ञानम् अहं बाल्यकाले मम स्वगृहे एव अहं प्राप्तवान् अस्मि परन्तु अद्यत्वे तस्य उपयोगः अहं न कुर्वन् अस्मि